सामान्यतः वर्तते षट् वेदस्य अङ्गानि इति शिक्षा व्याकरणं छन्दः निरुक्तं ज्यौतिषम् इत्येवं तत्र प्रधानतया व्याकरणं निरुक्तं शिक्षा इत्येषाम् अभ्यासः करणीयः निरुक्तं वर्तते यास्काचार्याणां निरुक्तं नाम वेदस्य शब्दस्य वेदशब्दस्य अर्थः तत्र उपनिबद्धो भवति कः अस्य शब्दस्य अर्थः कथञ्च अयमर्थस्सिद्धः इत्येवमादिकं व्याकरणन्नाम व्याक्रियन्ते शब्दाः अनेन इति व्याकरणं पाणिनिः आचार्यः अस्य व्याकरणशास्त्रस्य प्रवर्तकः इत्युक्तौ सूत्रकारः इति वर्तते एवं तत्र भाष्यकारास्सन्ति पतञ्जलिमहर्षिणः एवं कात्यायनाचार्यः वार्तिकाणां रचनं कृतवन्तस्सन्ति एवं शिक्षा अपि वर्तते शिक्षा वेदाङ्गेषु बहवः ग्रन्थाः सन्ति तत्र पाणिनेः शिक्षा ग्रन्थः एवं नारदमुनेः शिक्षा ग्रन्थः इत्येवं प्रातिशाख्यग्रन्थानि अपि प्रातिशाख्यग्रन्थाः अपि सन्ति तत्र तत्र शिक्षा ग्रहणं कथं कर्तव्यं वर्णस्य उच्चारणं कथं भवेत् किञ्च स्थानं वर्णस्य कश्च प्रयत्नः इत्येवमादिकं तत्र विचारितं वर्तते एवं सर्वेषां वेदाङ्गानाम् अध्ययनं कुर्वन्तः द्वित्राणां वेदाङ्गानाम् अध्ययनं नूनं कर्तव्यम् इति वदामि